मया तावत् बहुभ्यः एवं लेखनं

कदापि आसक्तिं न प्रदर्शितवान् परन्तु पद्यरक्षां पद्यरचनाभ्यासः मया कर्तव्यः विद्यते तत्र पद्ये छन्दसां विषये अहं अध्ययनङ्कुर्वन्नस्मि अतः तद् यदा समाप्यते तदा पद्यरचनां च कर्तुम् अहं प्रयत्नङ्करोमि लेखनं रूपे तावत् अहं बहुभ्यः लेखनं लिखित्वा प्रदत्तवान् अस्मि तथापि मम चितविषयः तावत् उत्कृष्टः नासीत् उत्कृष्टे सत्यपि तत्र विद्यमानाः अंशाः तावत् मौल्ययुताः नासन् एकदा मम विषयः अपि समीचीनः अंशाश्च उत्कृष्टाः आसन् तथापि तत्र वाक्यदोषतः तात्पर्य अनुपपत्तिः भवति स्म इत्यतः तत्काले मम अभीष्टः अर्थः तत्र न उपलभ्यते स्म अतः एकदा लेखनं कर्तुं मया बहु बहु अभ्यासः अनन्तरम् उत्कृष्टानां पदानां चयनं तथा निर्दिष्टानां वाक्यानां मननञ्च कुर्वन् तेषां लेखने अहं प्रयत्नङ् करोमि तत्काले तावत् मया बहु प्रयत्नः कृतः त तेन प्रयत्नेन इदानीं सद्यः अहं सम्यक् लघुरूपेण लेखनं प्रबन्धञ्च लेखितुं प्रशस्तः अभूवम्